हरिः ओं महोदय भवतः आपणे किं किं शाकानि लभ्यन्ते आं महो आं महोदय आलुकं कियत् धनमपेक्ष्यते एकं किलो स्वीकरोमि चेत् होय् होय् पञ्चाशद् वा किं भवान् अधिकं स्वीकरोति अन्यत्र अन्यत्र इतोऽपि दशरूप्यकाणि न्यूनं स्वीकरोति भवान् किमर्थं पञ्चाशत् स्वीकरोति ये अत्रापि एवमेव दृश्यते नास्ति भवतः पार्श्वे अपि रन्धनकारिकी एतत् पक्तं भवति न वा एवं वा वै वे तर्हि प्रायशः एतत् सुस्वादु भवितुमर्हति चिन्ता मास्तु तर्हि भवान् तर्हि द्विकिलोपरिमितं ददातु इतोऽपि कारवेल्लं एतत् कारवेल्लं सम्यगस्ति वा ये द्रष्टुं किञ्चित् पुरातनं मन्ये किं भोः कियत् किं वा महोदय कियत् धनं स्वीकरोति एतद् निमित्तं ये बहुधनं स्वीकरोति भवान् कथं क्र क्रेतुं शक्नोमि नास्ति भवान् एतावत् धनं स्वीकरोति चेत् अहं कथं क्रेतुं शक्नोमि किञ्चित् न्यूनं करोतु महोदय एवं वा अस्ति अस्तु तर्हि अर्धकिलोपरिमितं ददातु इतोऽपि रक्तफलं ददातु रक्तफलं यत् रक्तफलं अस्य कियत् धनम् आदौ वदतु भवान् कियत् धनं स्वीकरोति तद् निमित्तं अस्तु तर्हि भवान् द्वेकिले किलोद्वयं ददातु